स्वसहायस्य विषये तत्र महिलाः मिलित्वा स्वसहायसङ्घम् इति कृत्वा ते मिलित्वा कार्याणि कुर्वन्ति एतत् उत्तमम् एव तत्र ते मिलित्वा ऋणम् अपि स्वीकुर्वन्ति तस्य सन्दायं समये कुर्वन्ति सप्ताहे एकवारं सर्वे मिलन्ति तेषां कार्यस्य विषये चर्चां कुर्वन्ति तत्र परस्परविश्वासवर्धनम् अपि भविष्यति अनन्तरम् तेषां आत्मविश्वासः अपि वृद्धिः भवति यदा एकः पृथक् किमपि उद्योगं वा कार्यं वा करोति चेत् तस्य किम् अहम् एकः अस्मि इति एक एकाङ्गि भावः तत्र उत्पन्नः भवति परन्तु स्वसहायसमूहे किं भवति वयं सर्वे गणशः कार्यं कुर्वन्तः स्मः इत्यत् भावे ते मिलित्वा कार्याणि कुर्वन्ति तदा परस्परं तत्र धैर्यमपि भवति यः कोऽपि किमपि समस्यां अनुभवन्ति चेत् अपि तत्र अन्येषां सहायं स्वीकर्तुं शक्यते अतः स्वसहायसमूहस्य विषये मम सकारत्मकाभिप्रायः तु अस्ति एव ते सर्वे मिलित्वा गणशः ग्रामान्तरस्तरे लघु उद्योगं हैनुगारिके एतादृशविषये अनन्तर किमपि गृहाकैगारिके इति वदामः तादृशविषये लघु लघु उद्योगं गृहे एव ते मिलित्वा कुर्वन्ति चेत् तद् देशस्य हिताय अपि बहु लाभाय भवति अतः स्वसहायसमूहः बहु सक्रियतया कार्याणि करणीयानि इति मम अपेक्षा तथा कुर्वन्ति चेत् तस्य ग्रामस्य आर्थिकपरिस्थितिः अपि उत्तमं भवति भवितुम् अर्हति उद्योगस्य किम् अभावः अपि तत्र निर्गच्छति इति मम अभिप्रायः अस्ति